भारतं पर्यावर्णीयसमस्यानाम् आलयम् इति वक्तुं शक्यते भारते तावत् सर्वत्र पर्यावरणीयसमस्याः अस्ति एव अस्माकम् उडुपीप्रदेशे तावत् पर्यावर्णीयसमस्याः अस्ति पर्यावर्णीयसमस्याः तावत् भूमालिन्यं शब्दमालिन्यं जलमालिन्यं वायुमालिन्यञ्चेति उडुपिप्रदेशे भूमालिन्यं वायुमालिन्यञ्च द्रष्टुं शक्यते तद्भूमालिन्यनिवारणाय परिहाराय नगरसभाद्वारा प्रतिदिनम् अथवा दिनद्वयान्तरे त्याज्यवस्तूनां सङ्ग्रहणकार्य् कार्यक्रमादि प्रचलति तेन च यत् प्लेस्टिक् वस्तूनि सन्ति तस्य रीसैकल् कर्तुं शक्यते तथा च ये वेस्ट् अस्ति ये त्याज्यानि सन्ति तस्य डंपिङ् कर्तुं शक्यते वायुमालिन्यनिवारणार्थं इदानीं विद्युच्छक्तिप्रेरितवाहनानि आगतानि अधिकतया तेषाम् उपयोगः कर्तव्या कर्तव्यं तेन वायुमालिन्यपरिहारः भवति